जगतः अभिवृद्धिः निश्चयेन कर्तुं शक्नुमः जगतः विकासस्थाने संस्कृतेः संस्कृतस्य अद्वितीयं स्थानम् भविष्यति संस्कृतस्य माध्यमेन जगतः विकासं कर्तुं शक्नुमः संस्कृतभाषायां प्रत्येकः शब्दः युक्तिसहितं वर्तते नियमबद्धाः सन्ति अतः सङ्गणकस्य प्रोग्राम्मिङ्ग्मध्ये संस्कृतस्य उपयोगं कर्तुं शक्नुमः अनेकानि भारतीय काव्यानि वेदान्ताः संस्कृते अस्ति अतः संस्कृतमाध्यमेन मनुषस्य मौल्यं मौल्यम् अभिवर्धयितुं शक्नुमः संस्कृतसम्भाषणं सहजम् एवं प्रभावयुक्तं भवति संस्कृतभाषा सरलमस्ति